मम प्रदेशे शीत ऋतुमध्ये संवर्धमानानि पदार्थाः सन्ति यथा सर्षपः धानः गोधुमः इति यवः तथा च अन्यत् अस्ति माषः मुग्दः मुग्धफलीः प्रियङ्गुः तिलः चणकः तानि पदार्थाः आर्थिकव्यवस्थायां बहु करोति यथा सर्षपः अस्ति तस्य तैलं जनाः निष्कासयन्ति तेन धनं प्राप्यन्ते एवञ्च यवः अस्ति माषः अस्ति मुग्धः अस्ति तस्य चूर्णं कृत्वा रोटिकां निर्मायति मुग्धफली इत्यस्यपि तैलं निष्कासयति जनाः तिलः चणकः व्यापारिकरूपेण जनाः नगरे गत्वा तेषाम् विक्रं कुर्वन्ति एवं यानि सस्यानि बहुविध बीजाचनायुक्तानि अस्ति तानि अस्ति तानि सन्ति सर्षपः एवञ्च यवः जनाः आपणतः आपणीतः बीजं क्रीणाति एवञ्च कृषिक्षेत्रेषु तेषां रोपणं कुर्वन्ति माषः मुद्गः इति यत् सस्यानि सन्ति तानि सस्यानि राजस्थाने प्रसिद्धमस्ति मुद्गफली जनाः भोजनपाक समयेऽपि उपयुज्यन्ते तिलस्य तैलम् अपि शीत ऋतोः महदुपकरोति एवञ्च चणकमस्ति तस्य दालं निर्माति राजस्थाने गोधूमस्य प्रयोगमपि बहुविधजनाः रोटिकानिर्माणे कुर्वन्ति एवञ्च यवः इत्यस्य ग्रीष्मकाले राबडी इति निर्मायते जनाः यवस्य खाद्यानाम् बहुप्रयोगं कुर्वन्ति